आकाशवाणी दूरदर्शनम् एवञ्च मुद्रणरूपमाध्यमेषु संस्कृतम् उपयुक्तं वर्तते एव यतोहि सर्वे चिन्तयन्ति संस्कृतं पूर्वकालीनभाषा इति तथा नास्ति अद्यतन अद्यतन व्यवहारे अपि वयं संस्कृतं बहु सुकरतया सुलभतया आनेतुं शक्नुमः नूतनान् शब्दान् निर्मातुं शक्नुमः अतः यदि आकाशवाण्यां दूरदर्शने एवञ्च अक्षरमाध्यमेषु अर्थात् मुद्रणरूपमाध्यमेषु संस्कृतस्य उपयोगं यदि कुर्मः तर्हि संस्कृतस्य आधुनिकता अर्थात् आधुनिकता भवति इति अहं वक्तुं कामये